पञ्चदशदिनाङ्कः जून् मासः चत्वारि द्विचत्वारि अधिक द्विसहस्रम् अनन्तरम् त्री त्रीणि दिनाङ्कः एप्रिल् मासः पन् पा पञ्चादशाधिक द्विसहस्रम् एकं दि एकं दिनाङ्कः जन्वरि मासः चत्वारि च चत्वारिंशत्यधिकद्विसहस्रम् अष्टादशदिनाङ्कः अक्टोबर् मासः षडधिकद्विसहस्रम् दशदिनाङ्कः जून् मासः द्विचत्वारिंशत्यधिकद्विसहस्रम्